नमस्ते स्विग्गि तः वा मम नाम हरिहरण् भोजनेन सह कृपया तत्कालोयोपयोगी पात्राणि कृपया प्रेषयन्तु किमर्थम् इत्युक्ते मम साकं सम्प्रति पात्राणि नैव सन्ति